नमो नमः आगच्छतु अन् अन्ये तत् अन्ये सर्वे कुत्र सन्ति भोः अन्ये सर्वे कुत्र सन्ति अस्तु अस्तु तर्हि किं किं कुर्मः किं किं कुर्मः अस्तु वदतु प्रथम अस्तु अस्तु तर्हि अस्माकं भवने कति जनाः सन्ति तर्हि सर्वेषां कृते भिन्नं भिन्नं कार्यं ददातु तर्हि सांस्कृतिककार्यं के करिष्यति

एव् एवं भविष्यति चेत् तर्हि सर्वेषां कृते सूचयतु सर्वे भिन्नं भिन्नं कार्यं दत्वा यत्र सांस्कृतिककार्यक्रम क्रम दशजनानां कृते भोजनं कार्यं विग्रहस्य धनस्य कतिपय स्वस्य आर्थिकस्थित्यनुसारं अस्तु अस्पर्धा मध्ये के स्पर्धा मध्ये के के कार्यं करिष्यति तर्हि सर्वेषां भिन्नं भिन्नं दायित्वं के के तस्य दायित्वमध्ये निपुणः अस्ति ते कुर्यात् अस्तु

तर्हि तर्हि गणेश कृते सूचयतु आं भवानपि भवानपि दो मिलित्वा विग्रहस्य विग् विग्रहस्य धनं कति भविष्यति ग्रामस्य सर्वेषां कृते धनं सङ्ग्रहं कृत्वा मम कृते सूचयतु अस्तु अस्तु तर्हि समूहमध्ये समूहमध्ये ते सर्वे न सन्ति तर्हि पुनः एकः अहं तु अनुमतिः दास्यामि परन्तु सर्वे सर्वेषां कृते एकं सूचना ददातु सर्वे पुनः एकं समूहं कृत्वा मीटिङ्ग् कृत्वा सर्वेषां कृते आह्वयतु एवं पुनः किं किं समस्या अस्ति किं किं व्यवस्था अस्ति किं कार्यं करिष्यति तर्हि पुनः चर्चा कुर्मः अस्तु चिन्ता मास्तु चिन्ता मास्तु अहमस्मि अस्तु चिन्ता मास्तु अहम् अस्मि अहं सर्वदा अस्मि अस्तु स्वागतं धन्यवादः